निट्टिङ्ग् क्रोशे एतयोः मध्ये क्रोशे एव अहं हाबि निमित्तं कुर्वती अस्मि तत्र बहु आरम्भस्थरीय स्टिचस् बहवः यूट्यूब् दा द्वारा वा पिन् इण्ट्रस्ट्द्वारा वा पठित्वा बहुनि वस्तूनि कृतवती इदानीं किञ्चित् इण्टर्मीडियट् स्तरे होम् डेकर् वस्तूनि क्रियमाणा अस्मि तत्र इतोऽपि अग्रे हेड्वान्स्ट् स्तरं प्रति अभ्यासेन गत्वा तत्र मनुष्यधरणयोग्यवस्त्राणि एवं वयतुम् इच्छामि अहं तदेव मम इदानीं ल इदानीन्तनं लक्ष्यं भवति